हरिः ओं भगिनी इदं पुष्पं किं भगिनी इदम् एकदापि अं न दृष्टवती प्रथमवारमत्र द्रुश् पश्यन्ती अस्मि कुत्रापि अहं न दृष्टवती एव आम् मम कृतेपि ज्ञायते इदं सुन्दरं पुष्पं परन्तु किं पुष्पमिति न ज्ञातम् एतस्य नाम किम् इत्यपि न ज्ञातम् एवं वामेकदापि न दृष्टः अस्य विशेषता किं भगिनी हा इदम् अत्र तावदेव भवति किम् अन्यत्रापि भवति वा हा हा इदं पुष्पं कियद्दिनं भवति कियद्दिनं रक्षितम् ओ एवम् आम् बहु सम्यक् नाम अन्यत्र देशे इयं न वर्तते इदं पुष्पमत्र तावदे वर्तते वा भारतदेशे हा ओ एवम् अत्र अस्य धनं कियत् किम् एकं कृते पञ्चशतरूप्यकाणि वा हा त्यजतु भवती एतावत् वर्णिता नाम सम्यक्केव अस्तीति मया चिन्त्यते आं नयामि अहमपि प पश्यामि एकं पञ्चदश पञ्चदशदिनानि सम्यकागतं चेत् आम् अस्माकं मित्राण्यपि स्वीकृत्य नीत्वा आनीय अत्र सर्वमपि स्वीकरोमि धन्यवादः सर्वं विशेषतः उक्तं प्रति धन्यवादः आम् आम् अस्तु अस्तु परन्तु अस्य पुष्पाणि मया स्वीकृत्य गम्यते अनन्तरं भवती कदा कदा आगच्छति नाम भवती पु अत् इद् अत्रैव भवति वा सर्वदा किं सर् हा भवत्याः दूरवाणीसङ्ख्या हा आमस्तु आं स्वीकृत्य गच्छामि किमपि पत्रं किमपि अस्ति वा आमस्तु अस्तु धन्यवादः राम राम राम